आधुनिककाले तन्त्रज्ञानम् अतीव सहाय्यकम् उपयुक्तं च भवति इति जनाः चिन्तयन्ति वस्तुतः तन्त्रज्ञानस्य हानिकारकाः अंशाः अपि बहवः सन्ति तत्र टवर् इति वदामि तेन बहिः आगत्यमानाः तत्र किरणाः पशुः पक्षा पक्षादीनां तत् पशुः पक्ष पक्षादयः प पशु पश्वादयः पक्ष्व पक्षादयः तत्र निर्नामाः भूताः इति केचन वदन्ति पूर्वं काकाः सर्वत्र मिलन्ति स्म अधुनातनदिने काकाः न दृश्यन्ते तदनन्तरम् हद्दु इति वदामः ते इदानीम् अतीव विरलास्सन्ति एतादृशाः तदनन्तरम् ये अणुप्रभा तत्र कैगा अणुविद्युत् इति तन्त्रज्ञानम् आगतम् इति तत्र अणुः अणुविषये अणुस्थावरा विषये कैगा अणुस्थावरम् इति अस्ति तस्मात् बहवः तत्र वृक्षादयः औषधादयः पशुः पक्ष पक्षिणश्च पशवश्च बहवः नष्टाः इति वदन्ति ते तदनन्तरम् यथा पूर्वं वृष्टिः आगच्छति स्म इदानींतनदिने एकम् एकन्तु अधिकवृष्टिः नो चेत् वृष्टिराहित्यम् एवं च यदा वृष्टिः आवश्यकी तदानीं वृष्टिः न भवति अकाले वृष्टिः अथवा अधिकवृष्टिः अतः वृष्टिराहित्यम् एवं बहु हानिकारकम् तदनन्तरं यथा शैत्यं यदा आवश्यकं तदा शैत्यं नास्ति वृष्टिकालेपि तत्र वृष्टिकालेपि तत्र स्वेदादयः आगच्छन्ति एवं यथा हानिः तत्र पशुपक्षादि पशुपक्षिणाम् पशुपक्षिणां कृते तत्र हानिः तदनन्तरं वातावरणं यद् वातावरणे व्यत्ययः व्यत्ययः तदनन्तरम् आरोग्ये हानिकारकत्वं बर्बुदादि रोगाः अपि आगताः इति जनाः चिन्तयन्ति शरीरे यथापूर्वं बलमासीत् इदानीं तादृशं बलं नास्ति इति जनाः चिन्तयन्ति वस्तुतः तन्त्रज्ञानं तदनन्तरं तत्र क्षेत्रादिषु पूर्वं तत्र रसगो रसगोब्बर रसगोब्बर इति वदामः रासायनिकः तत्र प्रयोगः अधिकः जातः अतः तेन सि सिञ्चनेन सर्वम् अस्माकम् उदरपूर्णं भवति आहारः आहारेण सह अतः अस्माकं जलम् अस्माकम् आहारः अस्माकं वायुः सर्वं दूषितम् अस्ति अतः दूषितवातावरणे ये बालादयः इदानीं जाताः जन्मं प्राप्तवन्तः तेषां तत्र नेत्ररोगः तदनन्तरम् तत्र शुगर् इत्यादिकम् अतीव हानिकारकम् इति वदन्ति वैद्याः अपि तेषाम् रोग रोगाणां निदानं किम् इति ज्ञातुं शक् शक्ताः न सन्ति एतादृशम् वैद्यानां कृते तत्र प्रश्नवाचकः एषः तदनन्तरं सामान्यजनानां कृते तत्र चिन्ताविषयकः एषः तन्त्रज्ञानम् एवं प्रतिनित्यम् अहर्निशि चिन्तामग्नाः जनाः किं कर्तव्यता विमूढास्सन्ति किन्तु विज्ञानं विना अस्माकं जीवनम् अग्रे न गच्छति फ़ोन् इत्यादिनां तत्र कर्णदोषाः भवन्ति तदनन्तरं दृष्टिदोषाः भवन्ति एवम् दृष्टं किन्तु बालानाम् अथवा सर्वेषां समयः अपि व्यर्थः भवति आरोग्यमपि व्यर्थं भवति एवं शम्